अस्माकं ग्रामे आधिक्येन नर्तनं युवानः जानन्ति तत्र यष्टिक्रीडां क्रीडन्ति ढोलकवादनं कुर्वन्ति विदेशीयनृत्यं कुर्वन्ति भरतनाट्यं कुर्वन्ति इत्येवम् तत्र जात्रा इत्यादिमहोत्सवाः भवन्ति तदानीं युवानः एव यष्टिक्रीडां क्रीडन्ति अपि च वासरे कदाचित् महोत्सवः भवति तदानीं ढोलकवादनं क्रियते तत्र कश्चन समुदायः भवति तेन समुदायेन एव ढोलकवादनं कर्तव्यं भवति तत्रैव तेषां प्रावीण्यता भवति तस्मात् अपि च शालायामपि छात्राः नृत्यं कुर्वन्ति तत्र ग्रामीणयुवानः एव पाठयन्ति